तर्हि कम्प्लीट् हरिः ओं हरिः हरिः ओं वदतु कुत्र अस्ति कुत्र कुत्र आक्रे हा आक्रेट् प्लेस् वदतु भगिनी हा मञ्चः एवं वा अहं न जानामि हा भगिनी प्रथमतया शृणोतु एतद् विषयमहं न जानामि अहं पश्यामः भगिनी भगिनी प्रथमतया तदहं जज्ञे तद् अहं जानामि किन्तु प्रथमदया एतद्विषये अहं न जानामि हा एकवारं पश्यामः अनन्तरम् अहं किं कृतवान् एतद्विषये मम हस्ते नास्ति एतद् वयम् एकं ग्रूप् अस्ति तत्र सर्वं वयं वा एतद् एकं विषयं एकं विषयं ममं पश्यामि अस्तु कति वृक्षाः कति वृक्षाः एवं वा भगिनी चिन्तां मास्तु अनन्तरं स्थले वयम् अनन्तरं वृक्षम् अनन्तरम् एवं वा उपरि उपरि कार्यार्थतया आह्वयतु मम हस्ते मम हस्ते एतद्विषये मम हस्ते नास्ति हा धन्यवादः